वस्तुतः भाषा तथा च तत्र निहिता शैली संस्कृतेः सभ्यातायाश्च परिचयं प्रयच्छन्ति तथा च भाषणकाले प्रयुज्यमानाः शब्दाः व्यक्तित्वं परम्पराञ्च प्रदर्शयन्ति संस्कृतभाषा अतीव प्राचीना भाषा वर्तते तथा च अस्यां भाषायां सन्निविष्टाः शब्दाः अपि तद्वत् प्राचीनाः एव वर्तन्ते तथा च स्वकीया एव वर्तन्ते अतः तैः शब्दैः जनाः परम्परायाः प्राचीनत्वं तथा च शाब्दगाम्भीर्येण व्यक्तित्त्वं च अभिव्यञ्जति